हरिः ओं नमस्ते आ मृगालयस्य आयोजकाः वा भवन्तः हा ओ एवं वा महोदय अहम् एकस्याः कलाशालायाः प्रवासस्य संयोजकः अस्मि अस्माकम् अस्माकं कलाशालायां बहवः छात्राः सन्ति अनन्तरं तत्र केचन आवासीयपरिवारीयजनाः अपि तत्र सन्ति तानपि अहं मृगालयं प्रति आनेतुम् इच्छामि महोदय तत्र कथम् अवकाशः वर्तते इत्यादिकं प्रष्टव्यम् आसीत् कदा मृगालयः उद्घाट्यते अनन्तरम् जनाः यदा आगच्छन्ति तेषां सर्वेषामपि एकतया एव दर्शनार्थं भवतां समीपे कश्चनः आयोजकः अथवा अस् अस्माकम् अग्रे उन्नेतुं कश्चनः जनः तत्र वस् लभ्यते वा इत्यादिकमपि प्रष्टव्यमासीत् तद्विषये किञ्चित् मार्गदर्शनं यच्छन्ति वा

हा हा अस्तु अस्तु महोदय तत्र एकः एकः विषयः अपेक्षितः द्रष्टुं के के प्राणिनः भवन्ति तत्र उरगाः हरिणाः गजाः व्याघ्राः भवन्ति वा काकः सर्वत्र अस्ति महोदय एवं तत्तु बहु सम् सम्यक् महोदय सुन्दरं नाम तत्र बहु लघवः छात्राः अपि बालाः अपि भवन्ति तेषां क्रीडार्थं कश्चनः अवकाशः वर्तते वा अथवा किञ्चित् स्थानं वर्तते वा नाम लघवः बालाः सन्ति तेषाम् एवम् आनन्दं यथा आगच्छेत् पुनः पुनः मृगालयं प्रति वयं गच्छेम इत्यादिकं तेषां भावः यथा उदीयात् अनन्तरं यत्किञ्चित् इदानीम् सामान्यरूपेण अस्माकं योजना यथा वर्तते नाम शैक्षणिकदर्शनार्थं मृगालयं प्रति वयम् आगच्छामः तत्र क्रीडा अपि भवति अनन्तरं दर्शनमपि भवति मृगालयस्य विषये सम्पूर्णं ज्ञानं यथा ब भवेत् तादृशं रूपेण किञ्चित् वर्तते वा तत्र कश्चनः अवकाशः वर्तते वा हा

आ आफ़्रिकातः अपि जग् गजाः आगताः वा भवतां मृगालयं प्रति ओ बहु सम्यक् बहु सम्यक् महोदय बहु सम् ओ एवं वा ओ एवं वा ब महोदय एकं वक्तव्यमासीत् नाम यदा वयम् आगच्छामः तदानीं तत्र बालिकाः अपि भवन्ति अनन्तरं महिलाः अपि भवन्ति तेषाम् शौचालयादिकं योग्यरूपेण लभ्यते वा अथवा व्यवस्था वर्तते वा एवं प्रष्टुमहम् उद्युक्तः ओके ओके एव एव एवं वा मां महोदय मां महोदय एकः एकः एकः प्रधानः प्रश्नः वर्तते तत्र कति रूप्यकं वर्तते भवतां आगमनार्थं टिकेट्

हा हा आ बहु सम्यक् महोदय बहु सम्यक् निश्चयेन निश्चयेन आगच्छामः महोदय निश्चयेन निश्चयेन बहु सन्तोषः महोदय द्वाद महोदय धन्यवादः